मम ग्रामात् पञ्चविंशति किलो मीटर् दूरे उडुपि क्षेत्रं वर्तते तत्र अष्टमठाः सन्ति चन्द्रेश्वरदेवालयः अस्ति अनन्तेश्वरदेवालयः अस्ति पुनः पश्चिमे वडबाण्डेश्वरदेवालयः अस्ति तत्र बलरामस्य मूर्तिः वर्तते मल्पे प्रदेशे तत्र सैण्ट् मेरिस् नामक द्वीपस्थानमपि वर्तते तत्र नौकायां बहुजनाः गत्वा विहारं कृत्वा आगच्छन्ति अस्माकं ग्रामस्य दक्षिणे ग्लू प्लाक् नामकसुन्दरप्रदेशः वर्तते तत्रपि बहवः जनाः आगत्य आनन्दम् अनुभवन्ति पुनः पञ्चदश किलो मीटर् दूरे कापुप् इति प्रदेशः वर्तते तत्र दीपस्तम्भः विराजति एवम् तत्र आगच्छन्ति चेत् एकदिनं यावत् अत्यन्तसन्तोषेण कालयापनं कर्तुं शक्यते